विपण्यां हस्तनिर्मितवस्त्रैः रेडिमेड् वस्त्राणि कथं भिद्यन्ते ये हस्तनिर्मितवस्त्राणि भवन्ति तानि किञ्चिद् रेडिमेड् वस्त्राणेभ्यः वस्त्रात् भिन्नं तु भवन्ति एव नाम हस्तनिर्मितानि यानि वस्त्राणि सौचिकाः कुर्वन्ति तानि सम्यग्रूपेण तानि किं प्रतिपादयन्ति एवं च यानि रेडिमेड् वस्त्राणि भवन्ति तानि यन्त्रेण वा केनचित् क्रियते न तु स्वहस्तेन क्रियते ये सौचिकाः भवन्ति ते स्वहस्तेन तद् वु हस्तनिर्मितवस्त्राणि कुर्वन्ति एवञ्च ते सम्यग् एव भवन्ति यानि रेडिमेड् वस्त्राणि भवन्ति तानि किञ्चिद् सम्यग् न भवति नाम असम्यक् अस्ति एवञ्च तानि यन्त्रेण कुर्वन्ति झटिति भग्नानि अपि भवितुम् अर्हन्ति एतत् एतद् किम् अस्ति यन्त्रं तेषाम् अनयोः मध्ये यद्यपि रेडिमेड् वस्त्राणां महती विपणिः वर्तते तथापि जनाः एतत् अथवा हस्तनिर्मितानि वस्त्राणि क्रेतुं किमर्थमिच्छन्ति नाम रेडिमेड् वस्त्राणि द्रष्टुं जनाः चिन्तयन्ति एतत्तु सम्यक् नास्ति झटिति भग्नं भवति भविष्यति अतः हस्तनिर्मितवस्त्राणि एव सम्यग् भवन्ति किञ्चित् समयं समयः समयनुसारेण अपि धर्तुं शक्यते बहु कालानन्तरमपि चलति एवं च ये रे रेडिमेड् वस्त्राणि भवन्ति तानि झटिति कलर् एवं च यः तस्य कलर् भवति झटिति गच्छति एवं च ये ये जनाः भवन्ति ते रेडिमेड् वस्त्राणि एव इच्छन्ति किमर्थम् इत्युक्ते ते अधुना यः लोकः अस्ति नाम अन्यान् अन्यान् दृष्ट्वा सः सः अपि धरति अहमपि एवं धरामि तं दृष्ट्वा तं दृष्ट्वा अहमपि एवं धरामि नाम अवनेत्री ये अवनेत्राणि ये ये कुर्वन्ति ते तान् दृष्ट्वा जनाः अस्मिन् लोके किं कुर्वन्ति अहमपि एवं करोमि अतः रेडिमेड् वस्त्राणि एव इच्छन्ति हस्तनिर्मितवस्त्राणि क्रेतुं तावदिच्छा तु न भवति किन्तु अधुना हस्तनिर्मितवस्त्राणि यदि क्रियन्ते क्रीणन्ति जनाः तर्हि ते सम्यक् एव भवन्ति नाम रेडिमेड् वा वस्त्राणि तु सम्यक् एव भग्नाः भवति नाम कलर् एवं च यत्र शौचिकाः कृतं तत्र ते सम्यग् सम्यक्तया न भवन्ति एवं नाम झटिति भग्नं भवन्ति अतः हस्तः क्रेतुं हस्त निर्माति निर्मितानि यानि निर्मितानि वस्त्राणि एव् सम्यग् भवन्ति अतः ल् जनाः तानि वस्त्राणि एव तानि वस्त्राणि एव इच्छन्ति